क्रीडायां जयापजयाः सामान्याः तत्र एकः एव विजयं प्राप्नोति अन्यतमः अपजयमेव प्राप्नोति अपजयमित्युक्ते निरुत्साहं ते न्यूनताभावमित्यादिकं किमपि नास्ति तत्र अपजयमित्युक्ते एकः अपजयं जयं भवितव्यं जयं भवितव्यम् एवं प्राप्तव्यम् अन्यतमम् अपजयमेव भवति एकः द्वयोः मध्ये स्पर्धा भवति चेत् एकः एकः जयं प्रा एकः जयं प्राप्नोति एकः अपजयं प्राप्नोति तदेव अपजयमित्युक्ते

इति एव अर्थः तत्र अपजयमित्युक्ते केवलं निरुत्साहं नास्ति अ अपजयमित्युक्ते अस्माकम् विजयवर्धनार्थं ये पुनः वयं विजयं प्राप्तुम् अप् अपजयम् अस्माकं कृते सहायम्

तत्र अग्रे गच्छामः चेत् विजयम् अस्माकं कृते एव पुनः आ आगमिष्यति इति